हरि ओं नमस्ते भोः समीचिनं पुस्तकं प्राप्तं भवत्या इदम् इदमिदानीं प्रकाशितमस्ति केन्द्रीयसंस्कृतविश्वविद्यालयपक्षतः अमृतमहोत्सवग्रन्थमालायां अयं ग्रन्थः प्रकाशितः अस्ति ग्रन्थस्य नाम यास्कमहर्षिः निर्वचनविज्ञानञ्च इति अस्य ग्रन्थस्य लेखकः भवति डाक्टर् यशस्विवर्यः तिरुपतिस्थस्य राष्ट्रीयसंस्कृतविश्वविद्यालयस्य व्याकरणविभागे आचार्यः अस्य ग्रन्थस्य प्रधानसम्पादकः भवति आचार्यः श्रीनिवासवर्खेडि महाभागः केन्द्रीयसंस्कृतविश्वविद्याल अस्य ग्रन्थस्य अस्य ग्रन्थस्य लेखने उद्दिश्यं किं तत्किञ्चित् विवरितुमिच्छामि अहं यतो हि भवती बहु जिज्ञासाभावेन पृच्छति अतः वदामि अस्य ग्रन्थस्य लेखने मम उद्देश्यं प्रधानमुद्देश्यं वर्तते यास्कमहर्षेः इतिवृत्तस्य कृतिवृत्तस्य च बोधनं जनानां कृते इतिवृत्तं नाम बहूनां ऋषीणां विषये प्रसिद्धिः वर्तते व्यासमहर्षेः विषये प्रसिद्धिः अस्ति एवं वसिष्ठमहर्षेः विषये प्रसिद्धिः अस्ति यथा एतेषां ऋषीणां वषये प्रसिद्धिः वर्तते तादृशी अथवा तवती प्रसिद्धिः यास्कमहर्षेः विषये नास्ति अतः तस्य महर्षेः इतिवृत्तं विलिख्य अस्य महर्षेः यद् वेदाङ्गं वर्तते निरुक्तं तद्विषयेऽपि किञ्चित् परिचयः जनानां स्यात् इति धिया अयं ग्रन्थः लिखितः

अस्मिन् ग्रन्थे चत्वारः अध्यायाः सन्ति भोः चतुर्भ्यः अध्यायेभ्यः पूर्वं सङ्क्षेपेण उपक्रमः अपि वर्तते अनन्तरं प्रथमाध्यायः अस्ति अस्य अध्यायस्य नाम स्थापितम् अस्माभिः नैरुक्तकण्डं द्वितीयः अध्यायः भवति तस्य नाम यास्ककाण्डं तृतीयः अध्यायः वर्तते निर्वचनकाण्डं चतुर्थ अध्यायः वर्तते प्रकीर्णकाण्डं अत्र नैरुक्तकाण्डे निरुक्तस्य वेदाङ्गत्वं केन रूपेण वर्तते निरुक्तशास्त्रस्य मूलं वेदाः केन रूपेण सन्ति निरुक्तशास्त्रस्य प्राचीनता कीयती वर्तते इदं सर्वम् अस्माभिः अस्मिन् अध्याये दृश्यते किञ्च अस्य अध्यायस्य वैशिष्ठ्यं किमित्युक्ते यास्काचार्यैः निरुक्ते येषां नैरुक्तानाम् आचार्याणां स्मरणं कृतं स्मरणपुरस्सरं नाम केषां मतानि उद्धृतानि तेषां सर्वेषाम् आचार्याणां विषये किञ्चित् किञ्चित् विवरणं दत्तमस्ति पुनः द्वितीयाध्याये यास्कमहर्षेः विषये सम्पूर्णं तस्य इतिवृत्तमस्ति नाम यास्क इति यन्नाम वर्तते तस्य कः अर्थः एवं यास्कमहर्षेः कालः कः अस्ति यास्कमहर्षेः गुरुः कः वर्तते एवं यास्कमहर्षिः कस्मिन् काले जातः यास्कमहर्षेः अन्येऽपि केऽपि ग्रन्थाः सन्ति वा अथवा आसन् वा आसन् चेत् ते ग्रन्थाः साम्प्रतं लभ्यन्ते वा न वा इदं सर्वं विचिन्त्य इदं सर्वं अत्र सम्यक्रूपेण विविच्य अनन्तरं ग्रन्थकारेण निरुक्तस्य विषयः कः वर्तते निघण्टोः स्वरूपं किमस्ति निघण्टुशब्दस्य निर्वचनं किम् एवं निरुक्तस्य किं स्वरूपम् इत्यादिविषयाः अत्र लेखकेन व्याख्याताः सन्ति